अहं कार्यं कर्तुम् आरम्भं करोमि चेत् तत्र विघ्नाः अवश्यं भवन्ति अतः एव अहं देवस्य प्रार्थनां कृत्वा एव कार्यारम्भं करोमि यथा अहं जलस्थापनार्थं गन्तुमुद्युक्तः तत्काले कश्चन गौः पतितः आसीत् इति कृत्वा अहं सहायम् आरोग्यं कर्तुं गतः किन्तु जलसेचनं तथैव अवशिष्टम् अतः अहं देवं प्रार्थयामि नित्यं यत् अहं यत्किञ्चित् कार्यङ्करोमि विघ्ननिवारतया भवतु इति पुनश्च अहं सम्भाषणशिबिरार्थं गतवानासं तत्र कश्चन दोषः कृतः परिवेषणकाले मया स्थालिकायां न परिवेषितं किन्तु किञ्चित् अधः अपि परिवेषितम् अधः पतितं बुद्धिपूर्वकं मया न कृतं अनन्तरं मम अग्रजादयः ये आसन् ज्येष्ठाः ते उक्तवन्तः एवं न परिवेषिणीयं भोः सम्यक्तया परिवेषणीयम् अतः ते स्वयम् आगत्य एवं परिवेषणं परिवेषणं कर्तव्यम् इति दर्शितवन्तः तेन च अहं प्रेरितः अहमपि तथैव सम्यक्तया न पातितवान् सम्यक् अहं परिवेषणं कृतवान् इति अतः यदा दोषाः भवन्ति तत्क्षणे एव तस्य परिहारोपायम् अहं चिन्तयामि इति कारणतः सर्वेऽपि मम कृते सहायाचरणं सहायाचरणं कुर्वन्ति इत्येव विशेषः एवं मम दोषमहं परिमार्जयामि दोषाः यदा भवन्ति तदा एव